हरिः ओम् नमस्ते

ओ अहम् इदानीम् अहम् आम् आम् समन्वया इण्टीरियर् डिसैनिङ्ग्स् एव ओ आम् अवश्यम् अवश्यम् पूर्णं भञ्जनम् मास्तु इति वा

अवश्यम् अहम्

ओ म मम नाम समन्विता अहं तु एक पञ्चदशवर्षाणि

अवश्यम् अवश्यम् अवश्यम् अवश्यम् किं किम् आवश्यकम् इति अहं वाद अहम् इदानीं हा इदानीमहं दृष्टवती चित्रे तत्र इदानीं किम् आवश्यकं तत् ते अस्माकं द्वारं तु तावद् बृहत् एव इति कारणेन द्वारं वयं किमपि न कुर्मः किन्तु यद् उपरि यत् उपरि यद् वर्तते हा अट्टः वर्तते तद् किञ्चित् वयं पूर्णतया भञ्जनं कृत्वा नूतने एकं किञ्चित् आधुनिककाले यत् शक्यते आधुनिकरीत्या वयं किञ्चित् तस्य परिवर्तनं वयं कुर्मः अनन्तरं तत्रैव द्वारा हा भित्तिः वयं तु भित्तिः सर्वं पूर्णतया भञ्जनं कृत्वा नूतनरीत्या वयं स्थापयित्वा वयं तस्य किञ्चित् ए नास्ति नास्ति एतत्तु पूर्णतया वयं भञ्जनं न कुर्मः इति कारणेन यावत् मूल्यं वयं स्वीकुर्मः तस्य अर्थमूल्यमेव भविष्यति इति कारणेन भवती तस्य विषये चिन्तां मा न करोतु पुनः अट्टस्य भञ्जनं वयं कुर्मः कारणं तद् किञ्चित् पु अतीव पुरातनमस्ति इति कारणेन कदा तद् भग्नं भवति इति वयं वक्तुं न शक्नुमः इति कारणेन तद् वयं पूर्णतया भञ्जनं कृत्वा किञ्चित् सम्यक्रीत्या वयं तत् तस्य निर्माणं कुर्मः द्वारस्य किमपि भञ्जनं वयं न कुर्मः कारणं द्वारम् इदानीमपि अस्त्युत्तममेव अस्ति तस्य भञ्जनं तस्य किमपि प्रश्नम् इदानीम् आदु अधुना नास्ति इतःपरं भवति वा इति ओ अवश्यं कुर्मः कुर्मः तत् अस्माकम् न शक्यते अस्तु अस्य एकम् कुर्मः अस्तु इदानीं पूर्वतनकालस्य कृते वयं यद् किं काट् का कष्नं तत् ग् पर्णं तत् सर्वं स्थापयित्वा यद् कुर्मः तादृशं किल तद् वयम् अवश्यं परिवर्तयामः इदानीं वयं नूतनं गेस् यदि वदति किल तदेव वयं स्थापयामः अवश्यम् तस्य विषये वयं पश्यामः महानसस्य यत् वयम् अतीव आधुनिकरीत्या एव वयं महानसमपि वयं निर्माणं कुर्मः तस्य नवीकरणं वयं कुर्मः कति प्रकोष्ठाः सन्ति मा भगिनी हा उपरिद्वयम् अधः द्वयं वा

अधः द्वयम् अस्तु

वयं तु भवत्याः समयः भवत्याः समयः अस्माकं समयः अस्तु श्वः प्रातःकाले श्वः प्रातःकाले नववादने शक्यते वा अस्तु अस्तु अस्तु अस्तु अस्तु मिलामः भगिनि धन्यवादाः धन्यवादः